पाण्डवानां वनवासकाले अर्जुनः तपाचरणं कर्तुं स्थितः भवति तत्र सः बहुदिनानि तपाचरणं करोति तत्र तस्य तपः तपसः परीक्षां कर्तुं शिवः आगच्छति व्याधरूपेण आगच्छति आगत्य तत्र विद्यमानम् एकं वराहं स्व बाणेन ताडयितुं गच्छति तावता अर्जुनः एकक्षणस्य प्रथममेव तं वराहं मारितवान् भवति तत्र तयोर्मध्ये घनगोरं युद्धं भवति तत्र अस्माभिः अत्र किम् अवलोकनीयं नाम अस्माभिः यत् सङ्कल्पितं वर्तते कार्यं तत् अस्माभिः पूरणीयमेव तस्य उपरि तादृशी निष्टा भवेत् इति अस्माभिः अत्र ज्ञातुं शक्यते एकाग्रतापि सम्यक् भवेतिति ज्ञातुं शक्यते अपि च महाभारते सम्पूर्णतया सम्पूर्णमहाभारतं यत् वर्तते तत्र अस्माभिः अवलोकनीयं नाम तत्र धर्मद्वयं वर्तते धर्मः अधर्मः इति तत्र पाण्डवाः धर्ममार्गे स्थितवन्तः अपि च कौरवाः ये वर्तन्ते ते अधर्ममार्गे स्थितवन्तः तत्र अन्ते तु धर्मस्य एव जयः भवति न तु अधर्मस्य किमर्थं नाम धर्मः यत्र किं श्रीकृष्णः धर्मं ये आचरन्ति तेषां परतः एव सः स्थितः आसीत् नाम पाण्डवानां पक्षे सः श्रीकृष्णः भगवान् स्थितः आसीत् कौरवाणां पा कौरवाणां पार्श्वे तु द्रोणः इत्यादयाः अधर्मबोधकाः एव आसन् अतः तेषां पराजयः जातः एते एतेषां धर्माचरणं ये कृतवन्तः पाण्डवाः तेषां जयः जातः इत्येवं यतो धर्मः ततो जयः इत्येत् इत्येवम् अस्माभिः ज्ञातुं शक्यते